मम गृहे उद्यानम् अङ्गणे अस्ति अङ्गणे बहवः जागाः अस्ति तत्र उद्यानं कृतवती किमर्थम् इत्युक्ते एतत् उद्यानम् अस्ति चेत् बहु बहु जीवनं बहु सम्यक् जातः बहु उद्याने अस्ति चेत् गृहं गृहोद्यानम् उद्यानम् अस्ति चेत् गृहे वातावरणं सम्यक् अस्ति शुद्धः वा वायुः आगच्छति तदनन्तरं गृहे उद्यानम् अस्ति चेत् गृहे गृहे पूजार्थं पुष्पं मिलति आम्रवृक्षं तोरणं तोरणं मिलति पर्णं पर्णम् आम्रफळं वृक्षं पर्णं मिलति गृहे पर्वः अस्ति चेत् फलं पुष्पं फलं पा पुष्पं फलं तदनन्तरम् आम्रफलम् आम्रवृक्षं पा पर्णम् अलङ्करणं कर्तुं बहु समीचीनम् अस्ति अतः वा अहं गृहे उद्यानं स्थापितावती एतत् मह्यं बहु सन्तोषं भवति मम कुटुम्बस्य बहु सन्तोषं भवति वयम् उद्याने उपविशन्तः सम्यक् वायुः आगच्छति तदनन्तरं पक्षीणाम् अपि आगमनं पक्षिणः पक्षीणाम् अपि सम्यक् वासस्थलम् आगच्छति अस्ति तादृशम् अहं मम गृहे गृह अङ्गाळ् गळे अङ्गणे उद्यानवनं स्थाप्तवती